आं मम क्षेत्रस्य समीपे बहवः प्रसिद्धाः महाविद्यालयाः सन्ति सर्वप्रथमं तु कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः अस्ति तत्तु दूरस्थः अस्ति तर्हि नागपुरसमीपे अस्ति एव अनन्तरं सि पि एण्ड् बेरार्विद्यालयः महाविद्यालयः अपि अस्ति स् तदपि मम गृहस्य समीपे अस्ति एव विद्यालयः अपि अस्ति महाविद्यालयः श्रीबेञ्जाणि नगरमहाविद्यालयः अस्ति श्रीमती बिन्ज्ञाणी महिलामहाविद्यालयः अस्ति अत्रैव बहवः संस्कृतयुक्ताः ये ये शाखाः सन्ति तत् मध्ये अस्माकं भ्राता भगिन्यः उचितरूपेण तत्रैव पाठयन्ति तस्य तत्रैव गत्वा अध्ययनम् अपि कुर्वन्ति अध्ययनं कृत्वा एव तस्य पठनं सम्यग्रीत्या भवितुं शक्यते महाविद्यालयः प्रसिद्धः अस्ति चेत् कार्यम् अपि बृहज्जायते बृहत् कार्यं चेत् बहु क्लेशः अपि भवति तस्य अध्ययनं सम्यग्रीत्या कृत्वा तस्य पठनं पाठनम् अपि सम्यग्रीत्या करोति च तस्य अध्ययनं यद्विषयं पाठयति तत् मध्ये उत्तमः अस्ति सः पी एच् डि अभवत् अस्मिन् कस्मिन् विद्यालये अपि मम बा भगिनी अस्ति सः तु एम् ए एम् एड् तस्य अभवत् तत् किं कारणं भवति अधिकपठनेन तस्य विषयस्य ज्ञानम् अतीव लभ्यते चेत् तस्य अध्ययनमपि सम्यग्रीत्या कर्तुं शक्यते तत् उपरि तत् अध्ययनं इतःपरम् अग्रे ये उपविशन्ति तेषां कृते ज्ञायते वा ज्ञायन् न ज्ञायते तस्य उपयोगं कृत्वा तस्य परीक्षणं कृत्वा अपि तावदेव अध्ययनं ज्ञानं दातव्यम् एतत् कर्तव्यमस्ति तर्हि ज्ञानदानं सर्वप्रधानं न ज्ञानमस्त्येव दानम् अस्ति एव